भवतः का तक्षकः अस्ति वा तक्षकः आ एकः अवश्यकमस्ति अवश्यकमस्ति एकं मम गृहे एकं पीठम् अवश्यकमस्ति पि अहं बलपाड्देशे मम गृहमस्ति अत्र प्रदेशे अनेके जनाः त्वां प्रति अनेकं तं त्वं सं सम्यक् तक्षकः इति सर्वे वदन्ति तत्कारणे अहम् तत् कारणे मम किं वृक्षः अस्ति किं वृक्षः केरं न केरं न न न महागणिवृक्षस्य अस्ति वा महागणी तव अभिप्राये किं वृक्षस्य भ सम्यक् भवति तेक् वृक्षस्य आ चन्दनवृक्षस्य न् तत् अधिकधनम् अधिकधनम् अधिकमूल्यमस्ति तत् क चन्द्रवृक्षस्य न एतत् लेप्टाप् पुस्तकं सर्वे कर्तुम् एकं स्थापितुं पेटिका तत् कारणेन पेटिकायां विविध रेक् विविध रेक्

पुनः सम्यक् रीत्या कर्तुं मम पुत्रस्य मम अनुजस्य पुत्रस्य एकः सम्माननम् अस्ति तत् कारणेन विविधम् आ एतत् पुरातनशैल्या सार्थम् एका नूतनरीत्या उपयुक्तं यद् द्वयोः द्विसहस्रं तद् न न प्रश्नः न प्रश्नः नूतनविषयं न महागणे अथवा तेक् वृक्षस्य पीठं त्वं करणीयम् अथवा तेक् अस्तु अस्तु